स्वयमेव फलशाकानाम् उत्पादनं गृहे एव अस्माभिः कर्तव्यम् गृहोद्यानस्य व्ययः भवतः उपायानुसारं बहुभिन्नः भवितुमर्हति प्रथमं तावत् बीजाय भवता चैतस्य वनस्पतयः विवि विविधतायाः परिमाणस्य च आधारेण एषः अल्पः व्ययः वा बृहत्तरः अव्ययः वा भवितुमर्हति ओषधीनां केषाञ्जन शाकानां च एवं बीजानाम् आरम्भं विचारय विचारयतु विचारयन्तु यत् व्यक्तिगतवनस्पतयः क्रयणापेक्षया स्वस्थाः भवन्ति पुनः मृत्तिकायै व्ययः भवितुं शक्यते पूर्वमिश्रितम् मृत्तिकां क्रेतुं शक्नोति तत् कार्ये लघुत्वम् उत्पादयति साधनानि पुनः भवन्तः उद्यानकारी भवतः उद्यानकार्यस्य मूलभूतसाधनानाम् आवश्यकताम् अनुभवितुं शक्नुवन्ति यदा मृदा हस्तरेखाः जलपात्रम् इत्यादयः स्वीकर्तुं शक्यते एवं स्वनिर्मितभोजनस्य स्वादः अधिकः भवति भवति तेन अस्माकं स्वास्थ्यलाभः ए अपि भवितुं शक्यते अतः गृहोद्यानम् अस्माभिः कर्तव्यमेव एते साधनानि उपयुज्य एतानि साधनानि उपयुज्य सरलतया उद्यानं निर्मातुं शक्यते सामान्यतया सामान्यतया गृहोद्यानम् एवं निर्मातुं शक्यते प्रायः शतरूप्यकात् आरभ्य गृहोद्यानं निर्मातुं शक्यते